तत्र मम मित्रस्य पुत्रस्य जनमोत्सवसन्दर्भे अहमेव एकं ग्रीटिङ्ग् कार्ड् निर्मीय दत्तवान् तत् ग्रीटिङ्ग् कार्ड् अत्यन्तं समीचीनम् आसीदिति मम मित्रम् उक्तवान् तस्य कथनेन महान् सन्तोषमयः अपि मे अपि अभवत् तर्हि इतः परं तादृशमेव ग्रीटिङ्ग् कार्ड् कर्तुं मम मनाः अपि भवति तर्हि पुनः पुनः करणेन अभ्यासोपि भवति इतः परम् अहं ग्रीटिङ्ग् कार्ड् मम स्वहस्तेन कर्तुं निश्चयङ्कृतवान् इतः परं तथैव अहं करोमि इतः परमपि ये तत्र विवाहोत्सवसन्दर्भे वा तत्र नामकरणसन्दर्भे वा तु एतादृश स्थले समयेषु अहं तत्र ग्रीटिङ्ग् कार्ड् स्वहस्तनिर्मितमेव दातुम् इच्छामि ते अपि सन्तोषम् अनुभवति ममापि सुकरं भवति धनमपि अधिकं न भवति